हरि ओं हरि ओं वदतु आमामाम् कस्य पिता त्वं ओ अस्तु आमामां जानामि अनघा अनन्या द्वौ अपि बहु उत्तमछात्राः सन्ति इदानीं अनघा तु जूनियर् एक्साम् समापितवती एव खलु

सा कक्षायां यद्यदहं पाठयामि बहु शीघ्रमेव अवगत्य सुन्दरतया गायति गृहे अपि अभ्यासं करोति वा अनघा

बहु उत्तमम्

अनन्या अपि बहु सम्यक् सा इदानीमेव इतोपि लघुबालिका वा खलु आमाम् आमां अग्रजां दृष्ट्वा एवा सा उत्तमतया पिकप् करोति सम्यक् श्रुतिमध्ये एव गायति एव किन्तु अधिक अभ्यासः करणीयं सा अपि द्वौ अपि मिलित्वा गृहे उपविश्य कुर्वन्ति चेत् इतोपि सम्यक् भविष्यति

वदतु वदतु आमामं अत्र वयं वीणामपि पाठयामः पूर्वं विसिटिङ्ग् कार्ड् मध्ये उक्तवती प्रायः विस्मृतवान् विणां पाठयामः वयम् आं सत्यम् अहमेव तां योजयति वा वीणा वर्गे अपि

हा निश्चयेन निश्चयेन सङ्गीतार्थम् एकघण्टा वीणार्थमपि एकघण्टा तत्रैव उपविश्य अभ्यासं कर्तुं शक्यते बहु सम्यक् भविष्यति

आमां निश्चयेन वयम् अग्रिमकक्षातः एव आरम्भं कुर्मः द्वयोः कृते अपि ते वोकल् जानन्ति इति कारणात् इतोपि सुलभतया एव वीणां पठन्ति इति अहं विश्वासं करोमि हा निश्चयेन महोदय अग्रिमकक्षायाम् आगच्छतु वयं वीणायाः अपि अभ्यासम् आरम्भं कुर्मः अस्तु महोदय